आम् अहं मम स्थानीय वित्तकोशद्वारा म्यूच्यवल् फण्ड् परिवर्तनमपि कुर्वती अस्मि सम्यक् एव प्रचलितं यतोहि अस्मिन् विषये मम ज्ञानम् अपि अस्ति बहुशः वर्षेभ्यःअहं म्यूच्यवल् फण्ड् अनन्तरं शेयर् मार्केट् मध्ये परिवर्तनम् अपि कुर्वती अस्मि अतः अहं किं प्रचलति अत्र इति ज्ञातुं शक्नोमि परन्तु ममापि एक आवेदनम् आसीत् यदा झटिति अहम् एकदिनं मम दूरवाणी मध्ये एकम् एस् एम् एस् प्राप्तवती तत्र मम दूरवाणीसङ्ख्या परिवर्तिता इति परन्तु अहं किमपि न कृतवती अतः मम सन्देहः जातः यत् कितम् कथम् इति अतः अनुक्षणम् अहं कस्टमर् केयर् कृते दूरवाणी कृतवती कथम् एतत् परिवर्तनम् अभवत् इति अनन्तरं यदा ते दृष्टवन्तः अनन्तरं ते ज्ञातवन्तः तत्र एव एकः कार्यं करोति सः तस्य दूरवाणी परिव सङ्ख्यापरिवर्तनं कृतवान् तस्य ऐडिया किम् इत्युक्ते तस्य दूरवाणी प्रय् सङ्ख्या परिवर्तनं कृत्वा सः ओ टि पि प्राप्तुं शक्यते अनन्तरं तत् ओ टि पि द्वारा मम धनम् एषः स्वीकर्तुं शक्यते इति कस्टमर् केयर् जनाः उक्तवन्तः अतः अहम् आवेदनं दत्तवती झटिति तत् परिवर्तनम् अपि अभवत् कः कृतवान् इति अपि ते ज्ञातवन्तः किमपि अत्र अन्ते कृतवन्तः अपि अतः अस्माकं धनस्य विषये वयमेव जागरूकाः भवामः